नमस्ते अहमेकं मसालदोशानिमित्तं धनं दत्तवान् तत्र उक्तवन्तः प्रातःकाले दशवादने अत्र भव् भविष्यति इति अधुना समयः एकादशवादनम् अधुनापि ते अत्र न प्राप्तवन्तः किमर्थम्